इदानीन्तनकाले संस्कृतभाषा बहूनि समस्याः सम्मुखीकृ करोति इङ्ग्लिष् भाषायाः प्रभावः अधिकः अ अस्ति बहूनि या मातृभाषा अस्ति तस्यापि प्रभावः संस्कृतभाषायां भवति तत् पाठशाला मध्ये मातृभाषा इति आगच्छति तर्हि संस्कृतपठनार् पाठनार्थं कापि नास्ति संस्कृतभाषा कठिनभाषा इति सर्वे मन्यन्ते तर्हि संस्कृतभाषा पठनार्थं कापि रेडि नास्ति तत्र संस्कृते सम्भाषणस्य कृते वर्गः न्यूनमस्ति यदि अस्ति तर्हि जनः तद् न जानाति तस्य कृते किमपि प्रसारमाध्यमं प्रसारार्थं किमपि करणीयम् इति अहं मन्ये